हरिः ओम् हरिः ओं भगिनि नमस्ते का वदति भवत्याः नाम भगिनि हा किं करोति कुत्र वसति वैद्या अस्ति वा

हा कुत्र अस्ति भगिनि गोरमङ्गले वा फ़्लाट्ध्ये वसति वा भवति सम्प्रति फ़्लाट् आवश्यकं वा कीदृशं कस्मिन् एरियामध्ये आवश्यकम् इति किञ्चित् विवृणोतु आमाम् तत्र आवश्यकं वा कीदृशं गृहम् इत्युक्ते रिक्तनिवेशनम् आवश्यकं वा आल्रेडी निर्मितं गृहम् आवश्यकं वा कथं कीदृशं पश्यन्ती अस्ति

निर्मितं निर्मितं गृहं तदपि इन्डिविजुवल् मास्तु इति वा पृथक् पृथक् गृहं मास्तु हा फ़्लाट् एव आवश्यकं वा हा फ़्लाट्मध्ये अपि वन् बेड्रूं वा कति प्रकोष्ठाः आवश्यकं प्रकोष्ठद्वयं वा त्रयं वा चत्वारः प्रकोष्ठाः आवश्यकाः वा

हा इत्युक्ते चत्वारः प्रकोष्ठाः अन्यद् इतोपि एकं पञ्चप्रकोष्ठाः आवश्यकाः वा फ़ोर् प्लस् वन् अस्तु अस्तु भगिनि भवत्याः बड्जेट् कियत् अस्ति एय्टि लेक्स्मध्ये कोरमङ्गले कुत्रापि भवितुम् शक्यते वा इत्युक्ते तस्मिन् पार्श्वे एकमस्ति अडुगोडि इति तत्रापि चलति वा चलति वा तद् बहु दूरं नास्ति कोरमङ्गलस्य पार्श्वे एव अस्ति तत्र राबर्ट् बो बास् इति साफ़्ट्वेर् कम्पनी अस्ति किल तस्मिन् पार्श्वे एव अडुगोडि तद् पृष्ठतः सर्वत्र एकं मनु इति एकम् अपार्टमेण्ट् अस्ति तत्र चत्वारः प्रकोष्ठाः सन्ति प्लस् एकं हाफ़् फ़ोर् अण्ड् हाफ् इति वदन्ति किल भगिनि तादृशमस्ति तत्र चलति वा चलति वा तद् चलति वा हा जलं हा जलव्यवस्था अस्ति कावेरीजलम् आ आगच्छति कावेरीजलम् अस्ति हा बी डि एव बी डि एतः एव अलाट् कृतम् अस्ति तद् आ किन्तु अशीतिः लेक्स् बहु न्यूनम् अभवत् भगिनि विंशतिः कोट् लक्षम् अधिकम् एककोटिरूप्यकाणि तद् किञ्चित् भवन्ति हा नूतनं नूतनं निर्मितं फ़्लाेट् अस्ति तद् अपार्ट्मेण्ट् अस्ति यदि इच्छति आगच्छति वा द्रष्टुम् कदा आगच्छन्ति भवती कदा आगच्छति श्वः आगच्छति वा श्वः कस्मिन् समये मध्याह्ने त्रिवादने वा अस्तु अहं भवतीं स्वीकृत्य गच्छामि तत् दर्शयामि भवती आगच्छतु कुत्र मिलामः मम लोकेशन् प्रेषयामि भवती तत्र आगच्छति वा मम हा अस्तु मम आफ़ीस् आगच्छन्तु ततः मिलित्वा अहं स्वीकरोमि भवतीम् हा भगिनि वदतु न इण्टीरियर्स् न अभवत् तद् नूतनमेव गृहं नूतनतया निर्मितम् अतः भवतः एव कथम् आवश्यकं तादृशं भवतः एव का करणीयं कारणीयम् इण्टीरियर्स् सर्वम् आमाम् आमां केवलं रिक्तं गृहम्

हा तत्सर्वम् अस्ति भगिनि

आमां जनरेटर् व्यवस्था अस्ति हा बेकप् अस्ति अस्तु भगिनि तर्हि मिलामः श्वः धन्यवादः